कृषतो नास्ति दुर्भिक्षम् इति वाक्यम् अस्ति तत्र इदानीन्तन वैज्ञानिकपरिसरे किं सञ्जातं कृषिजनाः कृषिवलाः ये वर्तन्ते ते प्रातःकालादारभ्य सायङ्कालं यावत्पर्यन्तं बहुकार्यं कुर्वन्ति परन्तु तेषां ये धान्यादिकम् उत्पादनं कुर्वन्ति तस्य सकाले एव तत्र विक्रयणं न भवति अनन्तरं बहुमौल्यं न लभ्यते न प्राप्नवन्ति अनन्तरं तत्र यदा कृषिः भवति कृषिस्तु अरण्यसमीपे एव भवति वन्यप्राणिनः नाम् तत्र वन्यप्राणिनाम् आगमनं कृषिनाशः वन्यप्राणिभिः क्रियते एतत् सर्वम् सर्वे जनाः तत्र कृषिं त्यक्त्वा अन्यत्र उद्योगादिकं स्ववृत्तिं कर्तुं चिन्तयन्ति कारणं प्रतिवर्षम् जनवरी मासे एव ये यानि धान्यानि उत्पादनं कृतवन्तः धान्यानां कृते मौल्यनिर्णयं कर्तव्यम् अस्माकं कृषिपद्धतिः समीचीना अस्ति मौल्यनिर्णयं तु समीचीनं सर्वकारेण क्रियते एतत् कष्टाय खलु भवति अतः सर्वकारेण काले एव तेषां कृते मूल्यं दातव्यं काले एव बीजादिकं यत् दातव्यं तत् सकाले एव दातव्यं तदा प्रोत्साहः दातव्यः तदा सर्वे कृषिकार्यं ग्रामीणपरिसरे एव कुर्वन्ति अनन्तरं कृषिकार्यं अस्माकं जीवनं भवति तत्र किं भवति तत्र ग्रामीणप्रदेशे मार्गः न भवन्ति विद्युत् न भवति अनन्तरं कृषि तत्वन्यप्राणिनां भयम् एवं तत्र तत्र नगरनिर्माणे या आसक्तिः सर्वकारस्य भवति सा आसक्ति ग्रामीणपरिसर निर्माणे नास्ति अतः ग्रामीणजनाः एतत्त् मास्तु एत् एव एतत् कृषिकार्य अस्माकं मास्तु अयं साफ़्टवेर् अध्ययनं कुर्मः अथवा नगरं प्रति गच्छामः तत्र कार्यं कुर्मः तत्र नाना उद्योगानि मिलन्ति तत्र व्यवहारं कर्तुं शक्यते तत्र किम् अस्माकम् प्रयासः मितः भवति ग्रामीणपरिसरे किं भवति प्रातःकालादारभ्य सायङ्कालपर्यन्तं कार्यं परन्तु धनं बहुन्यूनं मिलति तत्र अर्धं नष्टं भवति तत्र वः अस्माकम् प्राकृतिकव्यत्यासः विकोपः बवति तदा न मिलति धनं न मिलति एवं तत्र अन्यदपि कारणम् अस्ति इदानीं सर्वे सुखमेव चिन्तयन्ति दुःखं न चिन्तयन्ति दुःखस्य स्पर्शोपि न भवतु इति चिन्तयन्ति अस्माकं आशा अपि आकाशं स्पृशति यथा अस्माकं साक्षात् वयं यदा सप्तत्रिशद्वर्षीयाः भवेम तर्हि अस्माकं कारयानम् अपेक्षितं भवति अनन्तरम् मम नूतनं गृहमपि अपेक्षितं भवति अस्माकं दीर्घा आशा वर्तते अतः ग्रामीणपरिसरे यथाशीघ्रम् अस्माकं या इच्छा भवति तदिच्छाया पूर्णं न भवति अतः सर्वे पत्तनं प्रति गच्छन्ति नगरं प्रति गच्छन्ति नगरमेव इच्छन्ति अभिकाङ्क्षन्ति तत्र सर्वकारेण किञ्चित् सहाय्यं कृतं परन्तु इतोपि तत्र किं कर्तव्यं चीनादेशे अस्ति इति श्रुतं सर्वकारेण वेतनमेव दातव्यं कृषिकार्य ये कृषिकाः कृषिवला वर्तन् तेषाङ्कृते वेतनमेव दातव्यं सर्वं वस्तु सर्वकारीयं भवति तदा स ग्रामीणजनाः ग्रामं त्यक्त्वा न गच्छन्ति अनन्तरं विदेशेषु यथा तत्र स्माल् इण्डस्ट्रीस् इति कथ्यते तत् यथा ग्रामीणपरिसरे अभिवृद्धिः यथा स्यात् तथा कर्तव्यं अस्माकं राजिकीयजनाः किङ्कुर्वन्ति बेङ्गलूर्नगरे विमानयानं तत्र यत्र वस्तते तत्रैव अभिवृद्धिं कुर्वन्ति तत्र इलेक्ट्रानिक् सिटी कथयन्ति सर्वं नगरे एव केन्द्रीकृतं भवति अतः सर्वे ग्रामीणं ग्रामं त्यक्त्वा नगरं गन्तुम् एव इच्छन्ति अतः ग्रामीणपरिसरे एव कृषि उत्पन्नं यद्भवति तेनैव नूतना चाकलेह्निर्माणं वा एवं नूतननूतन्निर्माणं कार्यं तेषां प्रोत्साहनं वैज्ञानिकचिन्तनम् इत्यादिकं यदि क्रियते सर्वे ग्रामं प्रति आगच्छन्ति नगरं त्यक्त्वा न ग्रामं प्रति आगच्छन्ति परन्तु अस्माकं राजकीय इच्छाशक्तिर्तथा नास्ति अतः सर्वे बेङ्गलोर्नगरं वा मैसूरूं वा अथवा देहलीनगरं वा अथवा मुम्बैनगरं प्रति वा गच्छन्ति एतस्य इदानीं किं जातम् सर्वकारस्य प्रोत्साहः नास्ति इति कारणेनैव इदानीं ग्रामीणपरिसरे केवलं वृद्धः एव वासङ्कुर्वन्ति एतत् न समीचीनम् यदि प्रभुशक्ति इति कथ्यते प्रभुशक्तिः राजकीयशक्तिः यदि स्यात् तर्हि ग्रामीणे एव ग्रामीणपरिसरे एव युवका भवन्ति युवत्यः भवन्ति तत्रैव तेषां प्रोत्साहः यदि दीयते ते जीवनं यापयन्ति तदा महानगरस्य जनसम्मर्दः न भवति जनसम्मर्दे नाना दोषाः भवन्ति नाना समस्याः भवन्ति अतः मन्यताम् इदानीं बेङ्गलूर्नगरं देहलीनगरं अथवा मड्रास्नगरं वा मुम्बैनगरं वा तत्र जनानाम् अतिसम्मर्दः अतः लुण्ठनं भवति मूलभूतं अस्माकं या व्यवस्था भवति जलम् आवासव्यवस्था इत्यादिकन्न भवति यानायाना बहुयानस्य परिसरमालिन्यं यानयाना निरन्तर्यानप्रचालनेन इत्यादि अतः तन्निवारणाय ग्रामीणपरिसरे एव अस्माकं उद्योगसृष्टिः स्यात् तथा ग्रामीणजनाः तत्रैव वा भवन्ति तदा जनसम्मर्दः नगरे न भवति अतः तथा सर्वकारेण कर्तव्यम् इति मम भावना मदीयं चिन्तनम्